नमस्ते आचार्यः अहं रघुनन्दनस्य माता अस्मि सः कथम् अस्ति शालायां सम्यक् पठति वा एवं वा अहमपि हा हा अहमपि दृष्टवती तत्र सर्वाणि पेपर्स् अपि दृष्टवती बहु न्यून् न्यूनम् अस्ति अङ्कानि किमपि गृहकार्यं ददातु अहम् अहं भूत्वा अस्मिन् कार्यं सर्वमपि कृत्वा एव प्रेषयामि अनन्तरम्

सहं तदेव सः मम वार्तां न शृणोति भवान् सूचयतु मम दूरवाणिसङ्ख्या अपि स्वीकरोतु यदा कदा अपि सः किमपि न पठति चेत् अवश्यम् दूरवाणी करो कृत्वा माम् सूचयतु अहं गृहम् आगत्य तस्य साकम् उपविश्य सर्वाणि पुस्तकानि पठित्वा ददामि प्रेषयामि घण्टाद्वयम् अवश्यं महोदय तदेव प्रातःकाले अपि उत्थाय अहं तस्य कृते वदामि पठतु पठतु इति आम् आम् लिखति लिखति प्रातःकाले उत्थाय सन्ध्यावन्दनमपि करोति तदनन्तरं सप्ताहश्लोकाः ये सन्ति तान् अपि पाठयति अनन्तरम् एव अध्ययनार्थम् उपविश्य प्रतिदिनं पठति लेखनी न पूर्णतया न लिखति

भवान् कृपया सूचयतु पाठन पठनं बहु सम्यक् भवति वा नो चेत् लेखनाभ्यासः सम्यक् भवति वा अस्तु महोदय यथा भवतः मार्गदर्शनं करोति तथैव अहमपि किञ्चित् समयं स्वीकृत्य तस्य साकम् उपविश्य पाठयामि धन्य धन्यवादः